पूर्वन्तु भावगीतं नाडगीता देशभक्तिगीतं जानपदगीतं इत्यादि भक्तिगीतम् इत्यादि बह्वानि आसन् इदानीं तु चलचित्रायां बहु बहूनि बह्वानि गीतानि भवन्ति तानि रसयुक्तं न भवति वृथा कुर्वन्ति मम कृते तु पूर्वकालीन गीतम् अपि रोचते अद्यकालीनगीतम् अपि रोचते पूर्वकालीनं यत् देशभक्तिगीतम् अस्ति तत् तानि सर्वं मम कृते रोचते तथैव इदानीम् अस्माकम् आर् एस् एस् मध्येपि पूर्वकालीनं गीतानां पाठं एव कुर्वन्ति इदानीं तु अद्यतनीनां गीतानां विषये वदामः चेत् तत्र किमपि अर्थयुक्तं न भवति बहु फ़ीलिङ्ग् साङ्ग्स् भवन्ति एवम् प्रेमाविषये साङ्ग् भवति किं किम् अपि तथैव पूर्वकाले तु बहु रसयुक्तं समीचीनतया गायन्ति स्म इदानीं मजार्थं नाम सन्तोषार्थं गायन्ति पूर्वं तु स्वरादिकं दृष्ट्वा सम्यक्तया गीतं श्रद्धया पठन्ति इदानीं यत् सन्तोषार्थम् इदानिं बहु कुत्र कुत्रापि कार्यक्रमाणि योज्यते सः एकः गायकः भवति सः किमपि समीचीनं गायनं गानं गीतवान् भवति तस्य सर्वेषामग्रे डेन्स् द्वारा वा बहु सन्तोषेन दर्शनीयम् एतादृशं सर्वं भवति इति मम कृते तु इदानीन्तनकालगीतम् अपि रोचते किन्तु बहु मम कृते जानपदगीतम् नाम पूर्वकालेन जानपदसङ्गीतम् गीतं रोचते इति